हरिः ओं नमस्ते अहं दीपकः इति विनोबनगरतः कुर्वन् दूरवाणीं कुर्वन् अस्मि आदित्यपुस्तकभण्डारः वा सिद्धार्थपुस्तकमन्दिरम् अस्तु महोदय अहं सिद्धार्थ इति नाम आदित्य इति उक्तवान् क्षम्यताम् अस्तु अहं कानिचन पुस्तकानि आवश्यकानि अस्ति मह्यं तत्कारणात् अहं नाम वदामि पुस्तकस्य नाम वदामि अस्ति चेत् वदतु महोदय

विश्वासमहोदयस्य भगवत्सेवा इति पुस्तकम् अस्ति वा संस्कृतपुस्तकं संस्कृतपुस्तकं

कन्नडपुस्तकानि अस्ति वा कन्नडपुस्तकम् इत्युक्ते अहं ह ओ एवं वा एस् एल् भैरप्पामहोदयस्य यानं पुस्तकम् अस्ति वा कन्नडमध्ये ह ह अस्तु महोदय एवं कथं प्रेषयति अहं साक्षात् आगच्छामि वा नो चेत् वी पी पी द्वारा प्रेषयति वा ह ह प्रेषयति वा मम समीपेऽपि कानिचन प्राचीनपुस्तकानि सन्ति संस्कृतपुस्तकानि सन्ति ह आम् स्वीकरोति वा महोदय ह मम समीपे अथर्वणवेदसंहिता इति एकं पुस्तकम् एकं पुस्तकम् अस्ति नीतिकथासम्बन्धिपुस्तकानि सन्ति कोऽपि गृहे पठित्वा पठन्ति चे पठन्ति तत्कारणात् एव अहं भवतां प्रति दा दास्यामि इति एव चिन्तितवान् ह पूजाकार्यस्य पुस्तकमस्ति स्फटिकव्रतरत्नमाला इति अस्ति ज्योतिषसम्बन्धीनि पुस्तकानि सन्ति मुहूर्तचिन्तामणिः ह फलज्योतिष्यम् एवम् अस्ति ह तत्कारणात् तत्र बहु अस्ति गृहे कोऽपि पठन्ति चेत् ददातु महोदय तत्कारणात् अहं भवतः समीपे आगत्य साक्षात् आगत्य वार्तालापं करोमि इति चिन्तितवान् गो गोपालप्रदेशे अस्ति ओ एवं वा आम् गोपालप्रदेशे अस्ति एवं साक्षात् आगच्छति चेत् सार्धद्वादशवादने आगच्छतु महोदय ह अहं पुस्तकानि सम्पूर्णम् एकत्र स्थापय स्थापयामि अनन्तरं दूरवाणीं करोमि पश्यतु पुस्तकं कथमस्ति इति अनन्तरं स्वीकरोतु ह पुस्तकानि वा अस्तु महोदय आगच्छतु पुनः अहं दूरवाणीं करोमि धन्यवादः अस्तु महोदय